मम मातृभाषा कन्नडं तत्र रामायणमहाभारतानामनुवादाः लभ्यन्ते रामायणस्य रामायणदर्शनम् इति अस्ति तद् कुवेम्पुना रचितमस्ति तेषाम् अनुवादः कथमस्ति नाम तत्तु रामायणं किञ्चिदस्ति रामायणस्य विषये रामः सीता इत्यादः ये सन्ति किन्तु लौकिकम् इदानीं कलियुगे जनाः कथं सन्ति इति तद्विषये तत्तु ते टाली कृते लिखितवन्तः सन्ति कथन् नाम इदानीं रामः कश्चन समीचीनः राजा सः इदानीं कलियुगे तादृशराजा कः अस्ति तस्य कथां तत्र रामस्य किं केरेक्टर् मध्ये योजितवन्तः सन्ति अनन्तरं तत्र इदानीं कथं जनाः सन्ति तद् रामायणे एते रामायणे रामायणद्वारा तद् लिखितवन्तः तदपि कन्नडभाषायां तद् बहु सुन्दरमस्ति काव्यं पठितुमपि बहु सम्यगस्ति तत् तेषां गुरूणां किं तेषां स्मरणार्थं ते एते रामायणकाव्यं महान् महारामायणम् इति लिखितवन्तः सन्ति तत्र अनन्तरं तदहम् एकं पुस्तकं पठितवान् अस्मि बहु सम्यक् अस्ति तत्र यदा एते रामालक्ष्मणादयः वनं प्रति गच्छन्ति तदानीं विश्वामित्रः तेषां किं पूर्वजानां भगीरथस्य कथां श्रावयन्ति सा कथा कथं गङ्गां भूमिम् आनीतवानिति तदानीं तद् वदन् वदन् अनन्तरं वसिष्ठस्य एते कथं महर्षयः जाताः नाम प्रागेते वसिष्ठस्य वसिष्ठस्य उपरि आक्रमणं कर्तुं गतवन्तः नन्दिनीं स्वीकर्तुम् अस्माकं नन्दिनीं स्वीकर्तुं तदानीं तत्र वसिष्ठः वशिष्ठः तदानीं तेषां ब्रह्मदण्डः एव तान् प्रतिबन्दकरूपेण प्रतिबन्धकत्वेन स्थित्वा तेषाम् आश्रमं पुनश्च नन्दिनीं रक्षितम् अनन्तरम् एते गत्वा रुद्रास्त्रं सर्वम् आनीतवन्तः तदपि तान् पुरतः प्रयोजकत्वं न प्राप्तं तेषां कृते अनन्तरम् एते अस्तु किम् अस्त्रबलेन नास्ति वा किं तपः तपोबलेन अहम् एतेषाम् अपेक्षया साधनम् अधिकं करोमि इति एते गत्वा गायित्रीं गायित्रीं साक्षात् गायत्रीसाक्षात्कारं प्राप्तवन्तः अनन्तरम् इदानीं रामलक्ष्मणादीनां कृते एतेषां शतानाम् अस्त्राणां पाठं कृत्वा तान् तेषां यागरक्षणे निवेदितं नीतं निवेशितवन्तः तद् मह्यं बहु इष्टं जातम्